मम तु तावत् सङ्ग्रहे रुचिः द्रष्टुं बहु इच्छा वर्तते किन्तु तत्र बहु आम् तद् सङ्ग्रहणार्थं बहु प्रयत्नम् अहं न करोमि किन्तु तत्र बहुषु स्थानेषु तत्र वर्तन्ते खलु बहुषु स्थानेषु तत्र सङ्ग्रहालयाः यत्र वर्तन्ते तत्र गत्वा अहं दृष्टवती सङ्ग्रहाः तावदेव तद्विषये बहु वक्तुं मम ज्ञानं नास्ति

बहु सः सम्यक् भवति अस्माकं विरामः समयः नाम विरामसमयाः मूल्यवत् कर्तुं एवम् सङ्ग्रहणं बहु समीचीनमार्गः वर्तते इत्यत्र चिन्ता नास्ति मे चे किन्तु मम तु कथा लेखने कवितालेखने वा मम रुचिः बहु वर्तते अतः तत्र सङ्ग्रहणार्थम् अहं समयः एतावता न दत्तवती